हरिः ओम् मम ट्याब् इत्यस्य डिजिटल् लेखनी अहं मया क्रीता असीत् बहु सम्यक् अस्ति अस्य मूल्यमपि बहु सामान्यं त्रिशतंरूप्यकाणि अपि न अभवन् अस्य कारणेन मम कार्यं बहु सुलभम् अभवत् मम ट्याब् मध्ये अहं तु संस्कृतेन लिखामि आङ्ग्लभाषां लिखामि तमिळुभाषां लिखामि सर्वदा सर्वथा च एतद् सहकार्येव अस्ति एषा लेखनी बहु सहकारिणी अस्ति अस्य कारणेन मम सर्वं कार्यम् अर्धभागमेव जातं बहु सुन्दरम् अस्ति किञ्चिदपि क्लेशकरं नास्ति पतति भग्नं भवति इति नास्ति आं द्वित्रिवारं पातितवानपि एतां लेखनीं एकवारम् एतस्याः भग्नम् अपि नास्ति उत्तममूल्यम् उत्तमकार्यमपि करोति बहुसरलम् अस्ति अस्य उपयोगः बहु कष्टं नास्ति बहु दृढमपि अपि अस्ति भग्नं न भवति सरलतया एतादृशं उत्तमम् एकं वस्तुं दत्तवन्तः इति भवतां कृते वयं शुभाशयान् वदामः